मम शास्त्रं वर्तते न्यायशास्त्रं तत्र अस्मिन् काले फ़िज़िक्स् माध्यमेन बहु कार्याणि जायमानानि सन्ति मम शास्त्रे तावत् न्यायशास्त्रे तावत् सर्वे बहु उपकारकाणि अस्मिन् कालखण्डे उपयुक्तानि सर्वाणि पदार्थानि वा विषयाणि वा तत्र विषयाः वा तत्र बहु दृश्यन्ते यथा अस्मिन् कालखण्डे नाम शतमानद्वये तावत्अन्नंम्भट्टविरचितः तर्कसङ्ग्रहग्रन्थः तर्कसङ्ग्रहग्रन्थः तावत् तत्र सप्त पदार्थाः उक्ताः ते सप्त पदार्थाः द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः एते सप्तपदार्थाः तत्र पदार्थेषुप्रथमं तावत् द्रव्यं द्रव्याणि नव के ते इत्युक्ते पृथिवी अप् तेजः वायुः आकाशः कालः दिक् आत्मा मनांसि नवै इति कर्माणि पञ्च कर्माणि ते उत्क्षेपण अपक्षेपण आकुञ्चनप्रसारणगमनम् इति सामान्यं परम् अपरञ्चेति द्वेधा गुणाः चतुर्विंशतिः ते रूपरसगन्धस्पर्शसङ्ख्यापरिंपरिमाणपरिणामपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दशक्तिगुण इच्छाद्वेषप्रयत्न प्रयत्नाः चतुर्विंशतिः गुणाः सन्ति विशेषस्तु अनन्ताः नाम परमाणुविद्यमानः अणुपरिमाणमपि विशेषः इति स्वीक्रियते